नमस्ते नमस्ते वदतु भगिनी एवं सत्यम्

कृपया वदतु भगिनी अवश्यं वदिष्यामि अत्र संयोजकः अस्मि के विषयाः अपेक्षिताः कृपया वदतु अत्र सस्याहारीप्राणिनः मांसाहारीप्राणिनः इति उभयोः अपि आवासः कृतः अस्ति मृगालये मांसाहारप्राणिनः अधिकाः सन्ति इदानीम् भारतीयाः प्राणिनः उपदशभारतीयप्राणिनः सन्ति तथैव दशाधिकाः विदेशीयप्राणिनः अपि सन्ति तेषां प्राणिनां स्वास्थ्यं इदानीं बहु सम्यक् अस्ति मैसूरुप्रदेशः न अत्यन्तं शीतलः न वा अत्यन्तं घर्मः इति कारणतः सर्वे प्राणिनः सुखेन जीवन्ति अस्माकम् अवश्यं वैद्याः प्राणीवैद्याः सन्ति ते प्रतिदिनं एतस्य स्वास्थ्यं सर्वं परिपालयन्ति पश्यन्ति सत्यं भगिनी तत्र मङ्गलवासरे विरामः अस्ति अस्माकं मृगालयस्य अन्येषु दिनेषु जनाः बहुसङ्ख्यया आगच्छन्ति विशेषेण सप्ताहान्ते शनिवासरे भानुवासरे विरामदिनेषु बहवः जनाः प्राणिनं प्राणीन् द्रष्टुम् आगच्छन्ति जनानां मैसूरु मृगालयस्य विषये महती प्रीतिः वर्तते विशेषेण ये मृगालयस्य सूक्ष्मतां जानन्ति तेषाम् अत्र आसक्तिः महती वर्तते विशालः परिसरः अस्ति अनन्तरम् अत्रत्याः सर्वे कर्मकराः प्रेम्णा प्राणिनाम् अनुपालनं कुर्वन्ति एवं स सर्वकारस्यापि महद्योगदानं वर्तते अस्तु पुनः मिलामः नमस्ते